सो हस्तनिर्मितं करकौशलवस्तुम् अहम् निर्मितवती किन्तु तादृशं सम्यक् रूपेण अहं कर्तुं न शक्नोमि किन्तु मम कृते केचन दत्तवन्तः ओ अहं बहु इष्टवती तादृशकलाकृतयः किमिति चिकिद तद् कर्तुं बहु कष्टमेव अस्ति साक्षाद् विश्वकर्मा अपि तादृशनिर्मितयः निर्माति सृजयति केचन केचनानां कृते एव तादृशं रूपेण सौभाग्यं लभ्यते तादृशी तदेका कला एव वर्तते करकौशलवस्तुं निर्मातुम् आम् किन्तु सर्वे इदानीन्तनकाले किमपि करोति किन्तु केचन जनाः सम्यक् रूपेण तद् निर्मातुं शक्नुवन्ति अस्मिन् संस्कृते शास्त्रे शिल्पशास्त्रम् इति नाम्ना एका विद्या अस्ति तत्र सम्यक् रूपेण शिल्पाणां निर्माणम् इत्यादिकं वदति तादृशी शिक्षा पठति चेत् एवं रूपेण करकौशलवस्तुं निर्मातुं शक्नोति किन्तु केचनानां कृते तादृशं रूपेण कलाः स्वयमेव अन्तर्भवन्ति ते किमपि शास्त्रं विना तद् कर्तुं शक्नोति तादृशाः जनाः अपि अस्मिन् लोके वर्तन्ते